महोदय मम गृहे ह्यः मम गृहे एकः चोरः आगच्छत् मम गृहस्य आभरणं क्षम्यतां मम नाम अभिजित्तः अहं तिरुवनन्दपुरं देशः तिरुवनन्दपुरं देशे करोति काल् करोति

विषयं ह्यः मम गृहे यः मम रात्रिसमये मम गृहस्य एकः चोरः आगच्छत् अलमारि अस्ति सर्वाणि आभरणानि धनं सर्वत्र चोरः आगच्छत् स्वीकृत्य गच्छति इदानीं मार्गं रा रात्रिसमये रात्रिः रात्रिसमये दशवादने दशवादने

अद्य अद्य अद्य दिनं पहले अद्य दिनम् अद्य दिने षड्वादने वयम् आगच्छति सो काल् आ इदानीं मार्गमस्ति मम चोरः मा मम गृहे सि सि जि अस्ति यदा आ अस्ति अस्ति मा एतत् हा मुखन्न मुखं न व्यक्तं हा हा हा अस्तु अस्तु धन्यवादः धन्यवादः शीघ्रमपि